सर्वेऽपि स्व अपेक्षां दृष्ट्वा एव दूरभाषा उपकरणानि क्रीणन्ति यतोऽहि केषाञ्चन अपेक्षा भवति केमेरा समि सम्यक् भवेत् इति केषाञ्चन इयम् अपेक्षा भवति बेट्री एव बहुसमीचीना भवेत् इति एवमेव सर्वेषाम् अपि विविधानि कारणानि भवन्ति दूरभाषा उपकरणस्य स्वीकरणाय अहं तावत् दूरभाषा उपकरणं सामान्यतया उपयोक्तुम् एव स्वीकृतवान् अतः मया तावत् दूरभाषा उपकरणे सम्यक् केमेरा अस्ति वा सम्यक् बेट्री बेकप् अस्ति वा इत्यादिकं दृष्टम् वस्तुतः केमेरा अपि सम्यक् अस्ति अनेकानि चित्राणि मया स्वीकृतानि अपि च यात्रायाम् अपि यात्रासु मया अधिकानि चित्राणि बहुरमणीयानि चित्राणि स्वीकृतानि एवमेव बेट्री अपि एकं दिनं यावत् कथञ्जित् चलति यदि सामान्यतया उपयुज्यते तर्हि सार्ध एकं दिनम् अपि मम दूरभाषा उपकरणस्य बेट्री तिष्ठति इत्येवम् सम्यक् अस्ति मम दूरभाषा उपकरणम्